अहं संस्कृतविश्वविद्यालये सहायकप्राध्यापिका रूपेण कार्यं कुर्वती अस्मि गायनं मम अभिरुचिः गायनेन सह अहम् अन्यका अन्यकार्याणि अपि सम्पादयामि अन्यकार्येषु कार्यालयीनां कार्यं गृहकार्यं च वर्तते तत्र सुगमसङ्गीतकक्षा मम भवति हे एवमेव शास्त्रीयसङ्गीतकक्षा अपि भवति उभयोः तत्र समन्वयम् किञ्चित् दुष्करं भवति यतोहि कार्यालयीनां कार्यम् अधिकं भवति पाठनं चेत् कण्ठः शुष्कः भवति तेन गायनार्थम् अग्रे कष्टं भवितुम् अर्हति एवमेव गायनार्थं सम्यक् ध्वनिः अपि अपेक्ष्यते अतः अभ्यासः करणीयः तदर्थं प्रातः उत्थाय तानपूरा इत्यस्य स्वरं श्रुत्वा किञ्चित् कालं यावत् तत्र अभ्यासः क्रियते अन्यकार्याणां कृते यथा समयः भवति तावान् समयः गायनस्य कृते न भवति अतः किञ्चित् क्लेशम् अनुभवामि किन्तु अनयोः समन्वयः तु करणीयः एव कथञ्चित् वा तत् कर्तुं सर्वथा तत्र गृहजनानां सहायमपेक्ष्यते यदि किञ्चित् वा कार्यं तैः सम्पाद्यते तर्हि अत्र समयं दातुम् अवसरः भवति तेन गायनं सम्यक् भवति अग्रे बहुविध अवसराः तस्मिन् कार्ये भविष्यन्ति